यदि मम ग्रामे कश्चन सर्पेण दष्टः भवति तर्हि अहं सर्वादौ वैद्यस्य पार्श्वे नीत्वा वैद्यं दर्शयामि यथा आवश्यकं चिकित्साकरणार्थं वैद्यं प्रार्थनां करोमि तथा ये जनाः चिन्तिताः सन्ति तस्य कृते वदामि चिन्तां मा करोतु सर्वं समीचीनं भविष्यति ईश्वरस्व उपरि विश्वासं स्थापयतु या यावत् पर्यन्तं तस्य उपचारः चलति अहं तत्रैव स्थास्यामि